भारतीय शास्त्रीयनृत्यानां शिक्षणक्रमः बहु सम्यक् सुन्दरम् अस्ति तमिळ्नाडु नगरे भरतनाट्यम् प्रचलितः कर्नाटकनगरे अपि भरतनाट्यं प्रचलितः केरननगरे मोहिनि आट्टं मणिपुरि कुचिपुडि ओडिस्सि नृत्यः नत्याः नृत्याः प्रचलित सन्ति कर्नाटके विविध वे नृत्यरूपे र नृत्ये विविधभूषणं वेशभूषणम् अस्ति शास्त्रीयनृत्य रूपके रामायणं शृङ्गारम् उद्भावे पश्यन्ति